हरि ओम् मित्रम् अहं कार्यनिमित्तार्थं बेङ्गलूरुनगरम् आगतवती तत्र सद्यः बसवनगुडि स्थाने वसामि कार्यस्थानं वर्तते जयनगरम् अतः बसवनगुडितः जयनगरं प्रति गन्तव्यं चेत् ओला उपयोगः सुलभं वा अथवा ऊबर् उपयोगः सुलभं वा इति कस्मिन् गम्यते चेत् सौलभ्यं भवति इति किञ्चित् ज्ञापयति वा धन्यवादः